त्रुटिः तु मनुष्यस्य स्वभावः कोपि मनुष्यः पूर्णः नास्ति दोषाः भवन्ति एव तथापि तेषां दोषानां परिमार्जनं कथं कर्तव्यं आदौ तेषां दोषानां परिज्ञानं कर्तव्यं यतो हि बिदुषः नाम एवं वर्तते विज्ञान विपच्छेद दोषज्ञः दोषज्ञः स एव भवति यः विद्वान् भवति अतः दोषस्य आदौ परिज्ञानं कर्तव्यं पुनः तस्य दोषस्य निवारणाय अस्माभिः प्रयासः अवश्यमेव कर्तव्यः एवं च कार्ये दोषज्ञानं अस्माकं अत्यन्तं आवश्यकं वर्तते